वार्षिकरूपेण अस्मिन् अस्माकं ग्रामे जात्रा उत्सवः आचर्यते बुद्धपूर्णिमा बुद्धपूर्णिमायां सः उत्सवः आचर्यते तत्र बाल्यकालस्य विशिष्टाः स्मृतयः वर्तन्ते सर्वे स्वबान्धवः बान्धवाः आगच्छन्ति अग्रजाः अनुजाः मित्राणि सर्वाणि अपि मिलित्वा देवालङ्गत्वा तद्दिने तत्रैव उपाहारादिकं कृत्वा पुनः तत्र रथोत्सवपर्यन्तं स्थित्वा रथोत्सवकाले क्रीडा सर्वं तत्र विद्यमानाः क्रीडाः क्रीडित्वा सम्यक् तत्र आहाराधिकं स्वीकृत्य अटित्वा पुनः गृहं प्रति आगत्य रात्रौ पुनः उत्सवः इत्यादिकं जात्रमहोत्सवकाले वर्तते तस्याः स्मृतयः बह्व्यः वर्तन्ते बह्व्यः स्मृतयः तस्मिन् विषये वर्तन्ते अपि च तत्र सर्वे सर्वेऽपि जेष्ठाः कनिष्ठाः गृहीयाः भवन्ति तैः सह ज्ञानार्जनं तैःसह सम्भाषणं तेषाम् अनुभवः अनुभवं श्रोतुं श्रवणं सर्वैः सर्वेषां कुशलोपचारः इत्यादिप्रश्नः तत्र आनन्दः अनुभूयते अपि च अस्माकं अग्रजानुजानां वा मेलनं कदाचित् वर्षे एकदा जात्रोत्सवकाले भवति बाल्ये तु सर्वेऽपि बालकाः वयं तत्राहं मिलित्वा तत्र अटनम् इत्यादिकं बहु सम्यकासीत् तस्य स्मरणङ्क्रियते